अहं भाग्यनगरे वसामि अत्र प्रायः सर्वे ये संस्कृत अध्येतारः सन्ति प्रायः ते सर्वेऽपि प्रैवेट् कार्यशालायामेव उद्योगं कुर्वन्ति यतो हि अत्र ये सर्वकाराः वर्तते तत्र सर्वकारीय उद्योगाः न लभ्यन्ते तस्मात् कारणात् सर्वेऽपि बहिः एव नाम कार्यशालायामेव बहु न्यूनाति रूपेण धनं स्वीकृत्य कार्यं कुर्वन्तः सन्ति